मम वैयक्तिकं लक्ष्यं भवति संस्कृतव्याकरणविषयकपाठशालानिर्माणं यतोहि मम व्याकरणे रुचिः अस्ति अहमिच्छामि ये तु व्याकरणं शिक्षितुम् इच्छन्ति तान् कृते सम्यक् पाठशाला भवतु इति येन सरलतया सम्यक् रूपेण ते व्याकरणं शिक्षितुं पारयन्ति